हरिः ओम् अत्र सत्यं सत्यम्

अत्र योगसम्बन्धाः ग्रन्थाः सन्ति वा योगसूत्रमस्ति वा ओ एवं तस्य प्रकाशनं कुत्र कुत्रत्यः प्रकाशनम् एवं वा ह ह ह अस्तु अस्तु तदेकं यच्छन्ति वा पठितुम् हा एवम् अ मया मम मम कृते अत्र इदं हठयोगप्रदीपिका अस्ति वा अ एवं वा ह ह हु हु हु सत्यंसत्यं सत्यं तत्र स्वात्मारामेण विरचितः सः ग्रन्थः सत्यं तदस्ति वा कन्नडस्य अस्ति वा संस्कृतस्य वा एवं वा आ हा हा एवम् एवं वा अस्तु तदेकमपेक्षितम् अ एवमेव पातञ्जलयोगसूत्रमेकं द्वयमस्ति खलु आ इदं प्रायः भवतां समीपे स्यादिति भावयामि घेरण्डसंहिता इति योगसंबद्धः कश्चनः ग्रन्थः अ एकदा पश्यन्तु अ अन्विष्यन्तु आआआ सत्यंसत्यम् इदमेव तदपि कन्नडस्य खलु कन्नडस्य एव खलु अस्तु अस्तु अस्तु अ आ ए एतत्त्रयमस्ति खलु पुस्तकम् अ एतत्त्रयं पर्याप्तम् हा अस् अपि आ हा आ अपि च अ कन्नडस्य कादम्बरिः अ एवं वा तदस्ति वा अ अ अस्तु इतोपि अस्ति इतोपि इदमस्ति वा अगोरिगळनडुवे इत्येकं पुस्तकम् अस्ति कन्नडस्य अ तदेकमपेक्षितं पश्यन्तु अन्विष्यन्तु अस्ति वा इति आ यच्छन्ति चेत् बहु सौलभ्यं भवति पठनार्थम् अस्ति वा ह हाहा इदमेकं यच्छन्ति वा एवं वा सत्यंसत्यं मयापि श्रुतं तस्य विषये हु आ एतच्चतुष्टयमपि अपेक्षितम् एव् अ एवं वा अस्तु एतत् चतुष्टयं स्वीकृत्य पुनः प्रत्ययच्छामि पुनः यच्छामि अस्तु रा राम राम धन्यवादः